सप्ताशीत्यधिकनवदशतमस्य वर्षस्य दिसम्बर् मासस्य प्रथमदिनाङ्कः एकनवत्यधिक नवदशतमस्य वर्षस्य नवम्बर् मासस्य द्वाविंशतिदिनाङ्कः नवनवत्यधिक अष्टादशतमस्य वर्षस्य

दिसम्बर् मासस्य पञ्चदशदिनाङ्कः पञ्चसप्तत्युत्तरसहस्रद्वयवर्षस्य अगस्त् मासस्य त्रयोदशदिनाङ्कः पञ्चाधिकद्विसहस्रतमस्य वर्षस्य जुलै मासस्य अष्टादशदिनाङ्कः